आदौ पात्राणाम् उपरि किञ्चित् जलसेचनं कृत्वा अनन्तरं तेन सह फेनचूर्णानि वा अथवा फेनकं वा अथवा इदानीं तरलं जलमिव प्राप्यते तादृशं वस्तु स्वीकृत्य पात्रं क्षालयामः अनन्तरं स्निग्धपात्राणां शोधनार्थं वयम् उष्णजलस्य उपयोगं कुर्मः अनन्तरं चूर्णस्य उपयोगं कुर्मः